मम मम प्रान्ते सामान्यगृहे एका पाकशाला एक हाल् एक स् बेड्रूम् एकं शौचालयं अस्ति क तत्र तत्र ग्लव् गृहं भाटकम् एव लव् लभ्यते व ब भाटकम् अपि भाटकम् अपि अष्टसहस्रम् अतः दशसहस्रं पर्यन्तं बवि भविष्यति ये शिक्षणार्थं कार्यार्थं च आगतवान् एद् एद् एतेभ्यः आगतेभ्यः सर्वेभ्यः कृते गृहाणि उपलभ्यन्ते किमपि तर्हि क्षम्यतां सम्मितं तर्हि अती अधिकं व भाटकम् पृष्ट पृश् पृच्छति